हा नमस्ते वदन्तु हा हा सत्यं अस्ति अत्र तु अस्माकं विद्यालयं तु समीपमस्ति इति धिया इदानीं छात्राणामपि परिक्षा वर्तते अतः ते सर्वे अपि बहु पुस्तकानि आवश्यकानि इति वदन्ति सर्वे अपि अतः पुराणगीता पुस्तकमस्ति वा आम् आम् हा नाम ग गोरखपुर् गीतापुस्तकमस्ति चेत् रेफ़रेन्स् इत्यादिकं किं किम् इति तत् ज्ञातुं इच्छामि अहं हा स् हा संस्कृतं पुनस्च संस्कृत अनुवादस्यापि आवश्यकता अस्ति पुनश्च हिन्दि अनुवादः अपि भवति चेत् सम्यक् यतो हि अत्रत्याः छात्राः सर्वे अपि संस्कृतभाषामाध्यमेन एव लिखन्ति अतः संस्कृतं न श्लोकं पुनश्च समनन्तरं तत्र अन्वयव्याख्या अपि संस्कृतमाध्यमेन अपि भवितुम् अर्हति चेत् सम्यगितिति सन्ति एव पुनश्च हा तत् प्रबन्धः इत्यादिकमपि पुस्तकं अस्ति वा संस्कृतस्य ओ एवं वा हा तर्हि तदपि किञ्चित् प्रेषयन्तु फ़िफ़्टि पञ्चाशद् वा किमपि प्रेषयन्तु तदपि समीचीनं भवति पुनश्च हा हा शास्त्रवित् इदानीं तु अस्माकमत्र छात्राः साहित्यं इत्यादिकं पठन्ति प्रायः न जाने पार्श्वे यतो हि विद्यालयमस्ति ते वदन्ति साहित्यविषयकं नाम किमपि ग्रन्थः अस्ति चेत् तत् ग्रन्थानेव अपेक्षितम् इति तत् काव्य अलङ्कारस्य विषये तत् किम् अपेक्षितमस्ति इति वदन्ति तत्सर्वं अस्ति वा हा हा तर्हि तत् अपि अपेक्षितमस्ति परन्तु मूल्यानि कानि भवन्ति तन्निमित्तं मूल्यानि हा सर्वं मिलित्वा स्वीकुर्मः का चिन्ता तत्र तत् धर्मशास्त्रविषयकम् अपि अस्ति इति उक्तमस्ति खलु अतः हां तत्सर्वं मिलित्वा एव प्रेषयन्तु पुनश्च तत् बस्यानेन आरोहणं कुर्वन्तु अत्र अस्माकं मेणसे अस्ति खलु संस्कृतकालेज् तत्र हा तत्र पार्श्वे एव मम अस्ति नाम अतः तत्र प्रेषयन्ति चेत् अत्र अत्रत्याः स्वीकुर्वन्ति इति हा अतः परिषद् बस्यानमाध्यमेन लोकयानमाध्यमेन भवति प्रेषयतु सम्यक् भवति खलु अ क कदा प्रेषयिष्यसि हा एवं वा तत् किं आपणे इदानीं पुस्तकानि न्यूनानि सन्ति वा

हा हा तर्हि सीकृत्य नो चेत् प्रेषयतु अनन्तरं अत्र प्रेषयति चेत् सम्यग् आमाम् धन्यवादः